विशालजलागारेषु अस्माभिः यदा तरणार्थं गम्यते तत्र अस्माकं वयः वयोनुसारं तत्र किं स्थानं प्रयच्छन्ति तत्र अस्माकं वयः दश दशवयस्कानाम् इतोपि न्यूनमस्ति चेत् एकं जलागारं यच्छति जलागारः भवति तत्र प्रेष्यते अपि च इतोपि वयम् उन्नताः स्मः अनन्तरं तरणं तरणे वयं पा प्राप्त किं किमुच्यते परिणितिं यदि प्र अस्माकं वर्तते तदानीं तत्र अस्मान् प्रेषयन्ति एवं तरणविषये तत्र जलागारेषु विभागः कृतः वर्तते तत्र अस्माकं किं देहः देहानुसारम् अपि च अस्माकं यद् किम् उच्यते सामर्थ्यानुसारं तत्र जलगारायां प्रवेशः वर्तते तत्र गत्वा तत्र तरणे कश्चन शिक्षकः भवति सः कथं तरणं कर्तव्यं कदा तरणं कर्तव्यं केन किं का तत्र अवधानविषयः इत्यादिकं सर्वं पाठयति तत्सर्वं तत्र पाठ्यते इति कृत्वा जलेषु जलगा जलगारायां तत्र अस्माकं कश्चन विवेकः वर्तते एवं करणीयम् एवं करणीयमिति एवं तत्र जलगारायाम् अस्माभिः तरणं कर्तव्यम् अपि च कात् कापि अव्यवस्था भवति चेत् ते शिक्षकाः अस्मान् रक्षन्ति तत्र सर्वे छात्राः इत्यादयः भवन्ति इति कृत्वा अस्माकं हितमेव भवति